वयं दूरवाणीयन्त्रस्य प्रयोगं प्रतिदिनं कुर्मः तत्र भिन्नभिन्नम् एप्स् सन्ति तेषु एकमस्ति ओला एप् इति तस्य वयं बहुवारम् उपयोगं कुर्मः तद्गमनागमने सहायं करोति तथा च आन्लैन् पेमेण्ट् इति वित्तकोशस्य एप् अस्ति तेन माध्यमेन वयं धनं दे दानं धनस्वीकरणं च सहजतया कर्तुं शक्नुमः यत्र साक्षात् धनस्य आवश्यकता नास्ति केवलम् आन्लैन् माध्यमेन तत् सहजतया कर्तुं शक्यते तथा च पाठनार्थं वयं गूगल् मीट् इति ऐप् उपयोजयामः तस्य उपयोगः भवति यत् वयं दूरे स्थित्वा अपि पठनं पाठनं सुलभतया सहजतया च कर्तुं शक्नुमः केचन एतादृशाः एप्स् सन्ति येन वयं सम्भाषणार्थम् उपयोगं कुर्मः यस्य उपयोगः भवति येन दूरवाणीसम्भाषणं नाम वीडियो काल् इति सहजतया शक्यते तेन वयं दूरे स्थित्वापि परस्परं द्रष्टुं शक्नुमः वक्तुं शक्नुमः च तथा च आन्लैन् एप् इतोपि एकमस्ति भोजनम् आह्वातु ज़ोमाटो स्विग्गी इत्यादिकम् आप् सन्ति येषाम् उपयोगं वयं भोजनम् आह्वानार्थं कर्तुं शक्नुमः तेषाम् आवश्यकता सर्वेषां कृते अस्ति तस्य उपयोगं बहवः जनाः कुर्वन्ति वयमपि कुर्मः